हरिः ओम् नमस्कारः महोदय सुप्रभातम् कुशली वा भवान् ओ अहमपि कुशलिनी अस्मि धन्यवादः अस्मिन् अवसरे अहमपि आनन्दं प्राप्नोमि आम् महोदय आम् आकाशः षष्ठकक्षायां पठति

अस्तु तस्मै शाला रोचते शिक्षकाः सर्वाः रोचन्ते अपि शिक्षका सर्वे शिक्षकाः रोचन्ते शालाम् आगन्तुम् अतीव इच्छति तस्य सर्वे विषयाः अपि रोचते महोदय विज्ञान शास्त्रम् आम् आम् आं यदा कदाचित् कश्चित् चेष्टा अनुभवति इति मन्ये आम् आ्म महोदया आम् आम् श्वः सः वदति सर्वे शिक्षकाः पितरौ इव अतीवप्रेम्णा पालयन्ति उत्तमरीत्या पाठयन्ति उत्तमरीत्या व्यवहारन्ति अहं सर्वदा शालायाम् एव भवितुम् इच्छामि भानुवासरे अपि गृहं मम कृते ना आवश्यकम् इति वदति भवान् भवान् एव भौतिकरसायन शास्त्रे पाठयति इति उक्तवान् उत्तमप्रयोगपूर्वकेण पाठयति मह्यं विज्ञानशास्त्रम् अतीव रोचते इति वदति आम् वदति वदति महोदय आम् आम्

नास्ति आम् अस्तु धन्यवादः अतीव धन्यः वयम् अस्तु महोदय नमस्कारः शुभदिनम् राम् राम्